संस्कृतभाषायाः आवश्यकता महती वर्तते तेषु आदौ व्याकरणस्य महती वैशिष्ट्यं वर्तते तस्याः वैशिष्ट्यस्य विषये वाक्यद्वयम् अहं वक्तुम् इच्छामि तत्र आदौ व्यञ्जनानां स्वरानां एवं दन्ततालुनां दन्त ओष्ठानाम् इत्यादीनां तत्र अभ्यासः करणीयः भवति तदनन्तरं चतुर्दशसूत्राणाम् अभ्यासः करणीयः सूत्रानाम् अभ्यासः रटनं करणीयं तदनन्तरम् लघुसिद्धान्तकौमुदी इत्यस्य बेसिक् यद् भवति तस्य अभ्यासः करणीयः भवति तदनन्तरमेव वयं यत् किमपि साधनीयं भाषायाम् इत्युक्ते तदनन्तरमेव वयं साधयितुं शक्नुमः इयं तत्र अभ्यासः अपि करणीयः भवति एतेषु विषयेषु यदि अस्माकम् ज्ञानमस्ति तथापि तस्य अभ्यासः करणीयः तेन व्याकरणे वयं पटुत्वं प्राप्तुं शक्नुमः इति आशास्ते धन्यवादः